संस्कृतभाषायां मम बहु इच्छा एव अस्ति किमर्थम् इत्युक्तः देवभाषा अस्ति अस्माकं संस्कारे एव अस्ति संस्कारे एव संस्कृतभाषा अस्ति अनन्तरम्

अस्ति संस्कृतछात्रा इति वक्तुमपि अभिमानः एव तदर्थम् इतोपि शास्त्राणि इति बहूनि संस्कृतमध्ये वै अद्वैतवेदान्तः अद्वैतवेदान्तेभिः व्याकरणवेदान्तेभिः सा इति इत्यादि महान् पण्डितान् यत् रचितं कृतिः सा तेषां समाहारः तत् सर्वम् वयं पूर्वं केवलं श्रुतमेव इदानीं तु अभीष्टं पठनं तदा एव उपचरि संस्कृतभाषायां भाषणम् कर्तुम् अहं यदाकदापि न पूर्वं न चिन्तितवान् अस्ति किन्तु इदानीं क् इति किञ्चित् अवगन्तुं शक्यते अवगन्तुं शक्यते भाषणमपि शक्यते भाषणं तु सत्र सम्यक्तया नास्ति चेतपि यदा का किञ्चित् किञ्चिदपि संस्कृतभाषणमपि सं कर्तुं शक्यते तद्विषये व अहं किं किञ्चित् किञ्चित् न अहं महान् सन्तोषः अपि अस्ति